अहं प्रतिदिनं ध्यानं प्राणयामं च करोमि अनेन कारणेन अहम् स्मरणशक्तिम् अधिकं प्राप्नोमि यदि अधिकं स्मरणशक्तिं प्राप्तव्यमिति चेत् ध्यानम् आवश्यकं यदि ध्यानं सम्यक् कुर्मः चेत् कस्मिन्नपि विषये अहम् अवधानं कर्तुं शक्नुमः ध्यानं कर्तुं शक्नुमः तथा एव प्राणायाममपि आरोग्यसम्पादनाय महान् उपयोगकरं भवति प्राणायामः अहं तु भाग्यनगरे वसामि हैदराबादनगरे हैदराबादनगरे तु अधिकतया पोल्युषन् इति वदामः तद् भवति वायुकालुष्यम् अधिकं भवति ततः यदि वयं प्रतिदिनम् प्रातक्काले वा सायङ्काले वा प्राणायामं कुर्मः चेत् अनेन कारणेन अस्माकं स्वास्थ्यं स्वास्थ्यं सम्यक् सम्पादयितुं शक्नुमः कालुष्यरहितजीवनं वयं यापयितुं प्राणायाममपि करणीयं यदि वयं ध्यानं कुर्मः चेत् अनेन कारणेन शक्तिं सम्पादनमपि उत्पद्यते अनेन कारणेन वयम् सम्यक् जीवनं यापयितुं कारयामः तदर्थं प्रतिदिनं ध्यानं प्राणायामञ्च करोमि